पर्यटनसमये सामान्यतया सर्वप्रथमं वयं विमानयानम् एतस्मिन् विषये चिन्तयतु चिन् चिन्तयितुं शक्नुमः किन्तु विमानयानं तु ब् अधिकं मूल्यं दातव्यं तत्र अतः द्वितीयं रेल यानं भवति अनन्तरं बस यानं कार यानं स्वस्ययानमपि कर्तुं वयं शक्नुमः तत्र सर्वकारेण या यानि यानानि सन्ति तत्तु अल्प अल्पात्मकम् अल्पं बहू अल्पं मूल्या मूल्यं स् अस्ति तत्र सर्वकारेण द्वारा यानि यानानि प्रचलन्ति

अनन्तरं यत्र कुत्र भवान् अथवा भवती गन्तुम् इच्छति तत्र विमानयानं विमानयानं गच्छति वा वा न गच्छति रेल यानं गच्छति वा न गच्छति एतस्मिन् विषये प्रथमं स् चिन्ता करणीयं य् चिन्तनम् आवश्यकम् अनन्तरं कति रूप्यकाणि सन्ति एतस्मिन् विषये अपि बहु आवश्यकं यदि रूप्यकाणि सन्ति तर्हि वयं विमानयानेन अपि गन्तुं शक्नुमः रूप्यकाणि नास्ति तर्हि सर्वकारेण द्वारा सर्वकारेण यानि रेल यानानि सन्ति तत्र वयं गच्छामः बस यानमपि कर्तुं शक्नुमः एवं प्रकारेण तस्य स् स्मरणं कृत्वा एव तस्य सहायतां वयं कर्तुं कर्तुं शक्नुमः अनन्तरं अस्माकं यात्रा सफ़लं कर्तुं शक्नुमः धन्यवादः